हरि ओम् हा हरि ओम् आगच्छन्तु हा सम्यक् स्मः भवन्तः हा सत्यं हा सत्यं हा वदन्तु प्राप्यन्ते हा वर्तते कियत् एम् एल् अपेक्षितम् हा वर्तते वर्तते

हा वर्तते हा किं कम्पेनि अपेक्षितम् चाण्डु इत्यादि कम्पेनि अस्ति किं कम्पेनि अपिक्षितम् हा अस्तु बैद्यनाथस्य अर्जुनारिष्टं यच्छामि शतम् एम् एल् खलु हा अस्तु हा स्वीकुर्वन्तु हा किमर्थं किम् जातं वर्तते किं ज्वरः आगतो वा पुत्र्याः कृते

आ सत्यं कदाचित् वैद्येन खधिरातिष्ट ज्वरस्य कृते अपि दीयते एवं एवं कति एम् एल् अपेक्षितम् हा स्वीकुर्वन्तु यत्र परिपाठः अपि पुनः महामञ्जिष्टादिक्वाथ अपि उक्तं वर्तते किमर्थं इदं वैद्येनेव उक्तमस्ति वा न सर्वदा एतादृश औषधयः न लभ्यन्ते न दीयन्ते तदर्थम् अहम् पृष्ट्वा यच्छन्ती अस्मि हा महामञ्जिष्टादिक्वाथ किमर्थं किं जातम् ओ सत्यं वा हा अस्तु सम्यक् वर्तते स्वीकुर्वन्तु कति एम् एल् इच्छामि शतम् एम् एल् एव भवतु वा परिपाठादि किमर्थं स्वीक्रियते तत् वैद्यमेव उक्तं वा हो हो भवतीनाम् प्रदेशे बहु घर्मः वर्तते वा तत्र बहुशैत्य औषधयाः स्वीक्रियन्ते खलु

हा अस्तु अस्तु सम्यक् आरोग्यं रक्षन्तु हा अस्तु वा एतावत् सर्वं स्वीकुर्वन्तु दत्तमस्ति एतावत् धनं जातमस्ति आ सहस्रं जातमस्ति हा अस्माकम् आपणे भवत्याः नूतनाः खलु तदर्थम् अहं न्यूनत् धनेन दीयते हा अस्तु पुनः पुनः आगच्छन्तु अस्तु राम् राम्